ओम् अत्र लक्कि फ़ोटो स्टुडियो अस्ति वा हा कस्मिन् विभागे वर्तते तस्य आपणम् आपणं कस्मिन् विभागे वर्तते अच्च अच्छा एवमेवमेवम् एवं वा तत्र किदृशचित्राणां भावचित्राणां आलेखनं वा भवति अस्माकं महाविद्यालये एकः कार्यक्रमः अस्ति एकवक्ता अस्ति तर्हि अस्माकं रमागोवल्कर् महोदया अस्ति खलु तस्याः तस्याः व्याख्यानं वर्तते तर्हि व्याख्यानं वर्तते तर्हि भवद् भवत्यः आग् भवत्यः आगन्तव्यं तत्र

पञ्चशतं सचित्राणां तत्र आवश्यकता भवति वीडियोपि आवश्यकं भवति अनन्तरं आं किञ्चित् आन्लैन् माध्यमेन तद् प्रदर्शनीयं भवति खलु तदपि आवश्यकमस्ति आमाम्

हा आमां तरि एल् इ डि माध्यमेनापि तद् दर्शयितुं शक्यते एतादृशमपि तस्य चित्रीकरणमपेक्षते तर्हि शक्यते वा तादृशम् कति जनाः तत्र आगमिष्यन्ति कोपि सहाय्यकः भव भवति वा भवतः कियत् मूल्यं भवतीति उक्तवान् एकस्य चित्रस्य कियत् मूल्यमिति उक्तवती एवं वा त्रिंशत् आमाम् आम् एकादशवादने श्वः तत्र महाविद्यालयस्य अभिव्यक्तिसभागृहे भवद्भिः आगन्तव्यमस्ति अस्माकं गृहस्य समीपेव अस्ति कनिष्ठः महाविद्यालयः तर्हि तत्र आगन्तव्यमस्ति आं खलु आमाम् इत्येव नाम अस्ति तर्हि भवद्भिः तत्र आगन्तव्यम् आगच्छन्तु

एकादशवादने स्थापयामि

एकादशवादने घण्टाद्वयमिति घण्टाद्वयम् आं स्थापयामि